ग्रामेषु सर्वत्रापि विद्युच्छक्तेः उपयोगम् अवश्यं भवति किमर्थम् इति चेत् आदौ तु सर्वेपि दूरवाणीं स्वीकुर्वन्ति दूरवाणी अस्ति इति कृत्वा तत्र अवश्यं चार्ज् तु स्थापनीयमेव भवति अन्यथा तत्र सम्पर्कः अपि न शक्यते सन्देशः अपि दातुं न शक्यते एवं स्थितिः सम्भवति अतः तत्र तु विद्युच्छक्तिः अपेक्षिता अपि च पाकः यदि कर्तव्यः तर्हि तत्रापि इदानीं मिक्सर् मिक्सर् प्रति विद्युच्छक्तिः अपेक्षिता भवति मनोरञ्जनार्थं दूरदर्शने अपि विद्युच्छक्तिः अपेक्षिता भवति एवं सर्वत्रापि गृहेषु विद्युच्छक्तेः उपयोगः अवश्यं भवति एवं कृषिक्षेत्रेपि कृषिक्षेत्रे प्रधान् प्राधान्यतया जलमपेक्षितं भवति जलं यदि अपेक्षितं तर्हि एकं यन्त्रं स्थापनीयं भवति नद्यां तेन च विद्युच्छक्तिः अस्ति चेदेव तद् यन्त्रं कार्यं करोति यन्त्रं कार्यं करोति चेत् ततः जलमागच्छति कृषिक्षेत्रम् प्रति गच्छति तेन च कृषिक्षेत्रं समृद्धं भवति एवं ग्रामे अपि कृषिक्षेत्रेपि उभयत्रापि विद्युच्छक्तेः उपयोगः अस्त्येव इति अन्यथा विद्युच्छक्तेः उपयोगः न भवति स्म तर्हि कुत्रापि किमपि कार्यं न सिध्यति स्म इति